हरि ओम् नमस्ते अहं जिष्णु अस्मि अक्षरतः ह्यः सायंकाले कृष्णवैभवतः अहम् रोट्टिका द्वयम् ओर्डर् कृतवान् पञ्चदशनिमेषानन्तरम् अहं मिष्टान्नमपि ओर्डर् कृतवान् किन्तु आश्चर्यं किम् इत्युक्ते सः द्वयमपि मिलित्त्वा आनीय दत्तवान् अहं चिन्तितवान् द्वयमपि समानसमये नागच्छति मम एव प्रमाद अस्ति अहं यदा आदौ दूरवाणीं कृतवान् तदानीमेव वक्तव्यमिति आसीत् किन्तु विस्मृतवान् द्वितीयवारं दूरवाणीं कृत्त्वा उक्तवान् किन्तु सः तद्दृष्ट्वा समये एकस्मिन् समये तद्द्वयमपि आनीय दत्तवान् एकं तु हा अर्धघण्टाभ्यन्तरे तत् अत्र प्राप्तवान् अहं सर्वदा तत् न भवति अन्यद्र तत् यदा करोमि तदानीम् एवं न भवति सो अहं बहु सन्तुष्टः अस्मि भवतः भोजनं बहु रुचिकरमपि आसीत् समये प्राप्तवान् अपि सो तदर्थं भवतां कृते फैस्टार् रेटिङ्ग् अवश्यं ददामि धन्यवादः